हरिः ओम् आम् महोदय नमो नमः महोदय आं महोदय आं महोदय रेल्वे स्टेशन्

आमाम् शक्यते महोदय कृपया वदतु कुतः कुत्र गन्तव्यं

एवं महोदय एवं

अस्तु महोदय पञ्चविंशतिदिनाङ्कः कस्मिन् मासे

एकक्षणं महोदय अहं दृष्ट्वा वदामि अधुनैव एकक्षणं आम् अस्ति महोदय अत्र पिनाकिनी एक्स्प्रेस् इति अस्ति महोदय शक्यते महोदय शयनं वा नो चेत् उपविश्य गच्छति वा शयनयानं शयन चेत् शयनकोष्ठे अ सन्ति महोदय स्थानानि सन्ति मिलित्वा एव भवतु महोदय मिलित्वा एव किन्तु प्रत्येक शयनव्यवस्था भवति प्रत्येकस्य कृते भिन्नभिन्नशयनव्यवस्था भवति षट्शतमस्ति महोदय एकैकस्य कृते षट्शतमस्ति इतः भाग्यनगरतः चेन्नैपर्यन्तं द्वे बाले स्तः यदि शिशवः सन्ति न्यूनं भवति महोदय इतोपि यदि दशमीकक्षाः पठन् कक्षायां वा इण्टर्मीडियेट् स्तरे वा सन्ति चेत् चीटिका स्वीकरणीया पूर्णशुल्कं देयं भवति सप्तमकक्षायां पूर्ण पूर्णशुल्कं देयं भवति महोदय पूर्णमूल्यं शिशूनामेव किञ्चित् मूल्यं स्वल्पं भवितुमर्हति शिशूनामेव अस्तु महोदय पञ्चजनानां अस्तु नामानि वदति वा महोदय आम् आम् आं महोदय आम् आम् आं महोदय अस्तु महोदय आं महोदय आं महोदय आं महोदय अस्तु महोदय अहं चीटिकां कृतवान् महोदय अ आरक्षणं कुर्वन्नस्मि आम् आरक्षणं कुर्वन् अस्मि किञ्चित् तत्र किञ्चित् मूल्यमपि भवति सर्विस् चार्जेस् भवन्ति आन्लैन् अहं कुर्वन्नस्मि किल त्रिंशत् रूप्यकाणि भवन्ति चिन्ता नास्ति वा अस्तु आं महोदय अहं भवतः चलवानी संख्यां ई मेल् संख्या किल आं अहं अत्र पूरितवान् आं महोदय एतां संख्यां स्थापितवान् अहं आरक्षणं कृतवान् महोदय भवतः चलवाणी संख्यां प्रति सन्देशः अपि आगतः स्यात् एकवारं दृष्ट्वा निश्चयं करोति वा आमाम् उत्तमं महोदय धन्यवादः महोदय अस्तु आम् आं महोदय धन्यवादा आमाम् आं महोदय प्राप्तं महोदय प्राप्तं महोदय धन्यवादः आमाम् अस्तु